मया एतावता एवम् अनुभूतमस्ति यत् मत् मत्कृते क्वचित् प्रदे मया कश्चन प्रदेशः गन्तव्यः उत किमपि व वस्तु क्रेतव्यम् इति चेत् मया तत् स्थानमेव गत्वा मया क्रेतव्यं उत टिकेट् बुक् कृत्वा तत् स्थानं गत्वा एव कर्तव्यम् भवति परन्तु ई सेवा आग ई सेवायाः आगमानन्तरं मया उपविष्टे स्थाने एव यत् किञ्चिद् वस्तूनां क्रयणं वा उत खाद्यादीनां क्रयणं वा एवं मत्कृते यदिष्टं तद् मूवी द्रष्टुं मया इतः एव टिकेट् बुक् कर्तव्यम् इति चेत् मया अत्रैव उपविष्टस्थाने एव मया कर्तुं शक्यते इति कृत्त्वा तत् स्थानगमनं तत्र वर्जते इति कृत्वा मम कृते तत्र सौलभ्यं प्राप्यते ई सेवा ई सेवायाः सौलभ्यं प्राप्यते इति मया एतावता अनुभूतमस्ति